मम प्रदेशे तिरुमानिरुञ्चोलै इति एकं मुक्यम् इति एकं मुक्यं क्षेत्रं वर्तते तत्तु यथा तिरुमला वर्तते तावत् मुक्य श्रेष्ठक्षेत्रं वर्तते पर्वतस्य उपरि नारायणः वर्तते तत्र प साक्षात् पर्वतः एव नारायणः इति मत्वा तत्र विद्यमानाः जनाः सर्वे अपि गत्वा तत्र प्रार्थनां कुर्वन्ति तत्र विशिष्य चैत्रमासे आमासं तत्र मम प्रदेशे उत्सवः भवति तत्र विद्यमाणनारायणस्य नाम सौन्दरराजपेरुमाल् इति सुन्दरराजपेरुमाल् इति इत्युक्ते अत्यन्तं सुन्दरः वर्तते इति अर्थः सर्वैः तत्र येन केनापि यानेन गन्तुं शक्यते तत्र एवम् समययापनार्थम् इतस्ततः तत्र विद्यमाण वातावरणम् अनुभूतुं तत्र सर्वं सम्यक् भवति वातावरणं वृक्षाः वानराः भवन्ति उपरि फाल्स् इत्यादि भवति अतः सर्वं सम्यक् भवति तत्र गन्तुम् तदेव मम क्षेत्रे विद्यमानः मम प्रदेशे विद्यमानः मुख्यं विशिष्टं क्षेत्रं वर्तते तत्तु अष्टाधिक एकशते एकशते विद्यमानं दिव्यदेशेषु अन्यतमः अयं क्षेत्रः